मम प्रियक्रीडाः ब्याड्मिण्टन् इति अस्ति तस्य कारणं तत्र अधिकजनाः न सन्ति चेत् अस्माकं रुचिः तस्मिन् क्रीडायाः भवेत् तत्र चत्वारि जनाः सन्ति ते प्रत्येकस्मिन् वा प्रत्येकस्मिन् पार्श्वे एकम् एकं ब्याटं हस्ते स्थापयित्वा तत् क्रीडा भवति अनन्तरम् एकं तस्य कोर्ट् इति भवेत् तत्रैव केवलम् अस्य क्रीडायाः क्रीडनं भवति अनन्तरं तस्य मार्गदर्शनं कृते एकं शिक्षकः अपि तत्रैव सन्ति तदकारणेन मद् प्रियक्रीडा ह हा ब्याड्मिण्टन् इति अस्ति अनन्तरम् अहं प्रथमं कथं ब्याड्मिण्टन् खेलति क्रीडति इति दृष्ट्वा एव अनन्तरम् अहं क्रीडितुं गच्छामि आदौ सम्यक् रीतेन पश्यामि कथं ते ब्याड् धा ह हस्ते धरति अनन्तरं कथं ते क्रीडन्ति अनन्तरं कथं तत् गुणः भवेत् तस्य तत्र तस्मिन् क्रीडायाः गुणमपि लभ्यते नाम एकस्मिन् एकः एकः एकस्मिन् जनाः यदि तद् मारयति अनन्तरं द्वितीयजनाः यद् सन् अस्ति तद् न मारितुं शक्नोति चेत् तत्र पायिण्ट् अपि भवेत् तथा तावद् कारणेन अहं प्रथमं यत् ब्याड्मिण्डन् क्रीडा अस्ति तत् पश्यामि अनन्तरं क्रीडितुम् अहं तत्र गच्छामि